मम मातृभाषा कन्नडः कन्नडभाषा न समीचीनाः बहवः ग्रन्थाः नाम महाभारतं भागवतम् इत्यादयः महनीयैः महनीयैः निर्णयैः साकं क्रियन्ते आचार्यमाध्वैः माध्वै मध्वमुनेः मा मुनिः मध्वैः तात्पर्यनिर्णयः इति महाभारतस्य व्याख्यानं क्रियते तत् तत् वयं पठितं पठितं तदा बहु समी सम् सम्यक् अस्ति किं रामायणे भारते क्वचित् समये संशयः भवति रामः मनुष्यः इति वा कृष्णः मनुष्यः इति वा तत् संशयस्य परिहारं निर्णये नाम तात्पर्यनिर्णये मध्वैः क्रियन्ते तस्य पुस्तकस्य अन्यभाषाभिः अनुवादमपि भवति नाम तेलुगु इति भाषायां तत्रापि पद पदजालं बहुसीनं बहुसम्यक् अस्ति इदानीमपि भागवतं कन्नड कन्नडे एव अस्ति तदपि समये क्वचित् समये क्वचित् समये मा द्वित्रिमासे पूर्वे अनुवादितम् अनुवादितं तेलुगु भाषायां भागवतं स्व भागवतम् अनुवादितं भागवतं सुललितमिति विश्वप्रसन्नैः किं पर्याये अथवा अन्यसमये किं प्रवचित् प्रवचनं क्रियन्ते तैः तद् अनुवादितं तस्य अनुवादमपि तेलुगुभाषायां क्रियन्ते तत्रापि पदसमू पदजालं बहुसमु सा समीचानं बहुसं समीचीनमस्ति इति